वयं अस्माकं पित्रोः कृषिकर्मविषये प्रेरणां प्राप्तवन्तः अस्माकं पितरौ तु कृषिकौ एव बाल्यकाले वयमपि किञ्चित् कृषिकर्म कृतवन्तः तत्र महान् आनन्दः तु भवति अतः सः आनन्दः एव मम प्रेरकः एदत् उद्यानकार्यस्य वर्धनार्थं इदानीमपि अहं मम पत्नी द्वावपि अस्माकं लघुगृहे भाटके गृहेऽपि तत्र तत्र लघूनि किमुच्यते कुण्डी इत्युच्यते तेलुगुभाषया प्रायः एतत् कुण्डं इति संस्कृतपदं तत्र मृत्तिकां संस्थाप्य लघूनां वृक्षाणां वल्लीनां वा अरोपणं कृत्वा वर्धयामः तत्र किञ्चिदपि शाकानि वा धान्यानि वा किमपि आगतानि तत् खादित्वा वयं आनन्दमनुभवामः किञ्चित् नगरेषु भूम्याः मूल्यं बहुवर्धनमस्ति वर्धितमस्ति अतः कारणतः सर्वत्र गृहाणि एव सन्ति भूमिः नास्ति यदी भूमिः अधिका भवति तत्र वृक्षाणां अरोपणार्थं उद्यानकार्यस्य वर्धनार्थं च सम्यक् भवति अस्माकं ग्रामे तु वयं सम्यक् कुर्मः मध्ये मध्ये ग्रामं गच्छामः आगच्छामः तदा ग्रामतः वयं फलानि शाकानि आनयामः सानन्दं खादामः